हरि ओं महोदयः अहं शक्ति लागिस्टिक्स् संस्थायाः व्यवस्थापकः अस्मि देवानन्दनायक् इति अस्माकं सस्थायाः वस्तुसेवाकरविषये शो कास् नोटिस् आगम् अस्ति तत्र लक्षद्वयं पूरयितुं सूचितवन्तः किं करणीयम् इति म किञ्चित् मार्गदर्शनं ददातु सत्यं सत्यं सत्यं सत्यं सत्यम् एक प्रायः गत गतसप्ताहे एव आगतमस्ति तन्मध्ये ते ते ते द्विस द्विलक्षं तत् लक्षद्वयं पूरयन्तु इति सूचितवन्तः ए एवं एवं हा अस्तु अस्तु ओ ओ एवं एवं दातव्यमेव अस्तु अस्तु अस्तु दातव्यं वयं न पूरितवन्तः इति पूरयितवन्तः इति ह ह ह कर्तुं शक्यते न न तत् शक्यते ह अस्तु अस्तु कीयत् समयः अपेक्षितः महोदय तत्र तस्य विषये सं अस्तु अस्तु

प्रेषयन्ति ह तदेव तदेव यदि अहं न पूरयामि चेत् समस्या भवति वा तत्र इति प्रशनः ओ एवं एवं तत्तु अधिकमेव भवति ननु भवान् किं सूचयति महोदयः एतत् करणीयमेव ननु अस्तु हा एवमेवं मम मम मित्रमा मम मित्रस्यापि सः भवतः दूवरवाणीसङ्ख्यां दत्तवान् अतः दूरवाणीं कृतवान् अहं तस्य विवरणं प्रेषयामि महोदयः एकवारं पश्यन्तु अस्तु अस्तु अस्तु महोदय धन्यवादः धन्यवादः